संस्कृतभाषा सांस्कृतिकदृष्ट्या अन्यभाषया प्रभाविता अल्पेनेव अंशेन भवितुमर्हति वस्तुतया संस्कृतभाषा अन्यासां भाषाणां कृते सांस्कृतिकदृष्ट्या प्रभावं जनयति अजनयत् जनिष्यति च यथा प्राचीनैः उक्तम् भारतस्य प्रतिष्ठे द्वे संस्कृतं संस्कृतिस्तथा संस्कृतं संस्कृतिः एतत् द्वयमपि भारतस्य प्रतिष्ठामूलम् तथा सति संस्कृतभाषायाः एव अन्याः सर्वाः अपि भारतीयभाषाः प्रवृत्ताः इति गम्यते आधुनिककाले यथा यथा भाषाणाम् अभिवृद्धि भवति प्रादेशिकभाषाणाम् अभिवृद्धि भवति तथा तथा तासां भाषाणां शब्दाः संस्कृते स्वीक्रियन्ते अतः एव संस्कृतात् अन्याः भाषाः अन्याभ्यः भाषाभ्यः संस्कृतम् एवम् उपजीव्य उपजीवकरूपेण परस्परपोषकत्वेन उभौ अपि उपकु उपकारं प्राप्नुतः एवं सति नूतनाः शब्दाः यथा सांस्कृतिकाः शब्दाः अन्यासां भाषाणां प्रयोगे आनीयन्ते तथा तथा ते शब्दाः संस्कृते अपि स्वीकर्तुं शक्याः किन्तु संस्कृते स्वीकरणवेलायां व्याकरणदृष्ट्या सह शब्दः साधुत्वं यथा प्राप्नुयात् तथा कश्चन क्रमः कश्चन यत्नः विधेयः भवति अतः संस्कृतस्य स्वीकरणार्थं संस्कृतीकरणार्थं शब्दानां प्रयोगस्य विषये अस्माभिः वारं वारं चिन्त्यम्